मन्निकटे सङ्ग्रहार्थं मनःशान्त्यै विहारार्थं वा स्थलविशेषाः विराजन्ते पुरातनं राजगृहं चामुण्डीपर्वतः मृगालयश्च विद्योतन्ते अत्र यथा कामं यथा समयं गन्तुम् अहं शक्नोमि बहवः तत्र आगत्य आनन्दम् अनुभवन्ति